बहुधा पूर्वम् अहं सम्भाषणसन्देशः इति संस्कृतमासपत्रिका या अस्ति तस्याः कार्यालये कार्यं कुर्वती आसम् तदा बहुवारम् अहं लेखनस्य आरम्भं करोमि अनन्तरं मध्ये संशयाः उत्पन्नाः भवन्ति तस्मात् तत्रैव लेखनं स्थगितं भवति एवं बहुवारम् एवं जातम् अनन्तरं पुनः कस्यापि विदुषः सम्पर्कं कृत्वा संशयं निवार्य पुनः लेखनं भविष्यति कुत्रचित् लेखनं स्थगितं भवति तत्रैव परित्यक्तम् अपि भवति भारते लेखितुं न शक्यते इति विषयः प्रायः राजकीयविषयः राजकीयविषयः राजकीयजनानां विषयः यतः प्रतिक्षणं ते परिवर्तन्ते अद्य एकस्मिन् पक्षे विद्यमानः श्वः अन्यस्मिन् पक्षे भवति अद्य एकपक्षविषये यः पासिटिव् रूपेण उक्तवान् भवति सः एव जनः श्वः तस् अन्य पक्षस्य तस्य पक्षस्य विषये एव नेगेटिव् रूपेण वदति अतः भारते लेखितुं न शक्यते इत्युक्ते राजकीयविषयः एव